मम प्रदेशे गतेषु दिवसेषु दिव् दिनेषु आरोग्यसेवायां माताशिशु संक्षेम आस्पेटल् वैद्यशाला नासीत् अतः गर्भिणी स्त्री सर्वे बहु बाधाम् अनुभवन्ति स्म गतवर्षे तत्र माता शिशुः वैद्यशाला प्रारम्भशा प्रारम्भम् अभवत् तदारभ्य ये ग्रामीण गर्भधारण स्री सर्वे अपि तत्र आगत्य उचितमेव तत्र स् सेवं सम्यकेव भवति तत्र विना मूल्यम् तत्र आरोग्यं क वैद्यशालां गत्वा तेषामेव सम्यक् तत्र पश्यन्ति ततः सा वैद्यशालाम् आगमनानन्तरम् सर्वेषाम् मुक् वस्तुतः महिलानाम् गर्भाधारणसमये तत्र ग ग गमनार्थं सम्यग् अभवत् तत्र क् इतः पूर्वं सम्यक् नासीत् अतः एवमेव सर्वेश् सर्व सर्वप्रान्तेषु एवं भवति चेत् आरोग्यं गुणाधानमेव भवति सम्यकेव एतत् सम्यक् सर्वैः श्रोतव्यम्